हा भारते नैकाः समस्याः भवन् सन्ति विश्वविद्यालयाः भवन्तु शिक्षालयाः वा भवन्तु न्यायालयाः भवन्तु चिकित्सालयाः वा सर्वत्रैव जनाः आक्रोशेन पीडिताः तत्र याः समस्याः दरीदृश्यन्ते तासां समाधानं सर्वकारपक्षतः यदि क्रियते तद् असमीचीनम् अव्यावहारिकं कन्थ् कथमपि तस्य प्रशस्तिः न कर्तुं शक्यते एवमेव सर्वकारस्य आंशिकतायाः अभावस्य दुष्प्रभावस्य वर्णनं कर्तुं ये समर्थाः सन्ति न्यूस् पेपर् इत्यभिधीयमानाः अथवा प्रिण्ट् मिडिया इलेक्ट्रोनिक् मिडिया वा तेषाम् स्थितिः तु अतीव दौर्भाग्यकरी एव वर्तते ते जनसमस्यां प्रति विमुखाः दरीदृश्यन्ते छात्राणां मध्ये उद्योगं प्राप्तुं वृत्तिं प्राप्तुं यः सङ्कटः दरीदृश्यते तस्य समाधानार्थं न कश्चन अग्रे आगच्छति सर्वकारस्तु त्यजति एव तान् ये निर्धनाः जनाः सन्ति तेषां वृत्तिः कथम् आगच् आगमिष्यति कृषिक्षेत्रे याः आपदः सन्ति तासां परिमार्जनार्थमपि न उपायः कश्चन दरीदृश्यते अयं महद् दौर्भाग्यकरं सर्वकारेण ये प्रयत्नाः क्रियन्ते ते अतीवन्यूनाः सन्ति तेन कृषकाणां समस्यायाः समाधानं न भवति अपि तु स् प्रायशः सर्वकारीयाः सर्वे प्रयत्नाः धनं पशूनां कृते एव दृश्यन्ते तेन जनस्य निर्धनस्य अतीवनिर्धनस्य आमादिमि इति शब्दस्य यत् तात्पर्यं भवति तस्य तु महती क्षतिः जाता वर्तते

कठिणा वर्तते तदर्थं तद्दूरीकर्तुं नैके उपायाः करणीयाः सन्ति सर्वकारेण अपेक्षा वर्तते यत् सः क्रियेत् किञ्चित् कुर्यात् किञ्चित् भवेत् किन्तु किं भविष्यति न वक्तुं शक्यते टीक् है